सजीवव्यक्तिम् अधिकृत्य चित्रं कर्तुं मनसि आशा आसीत् परं कर्तुं न शक्तम् तस्याः विषये बहु चिन्तनां कृत्वा सर्वं क्रोडिकृत्य सर्वान् अपि सम्मिल्य सम्मिलित्वा कार्यालापाः बहवः सञ्जाताः परं सर्वेषाम् कार्यक्रमाः सर्वेषां समयाभावेन एतत् उपरि प्रचलितुं न शक्तम्

अत एव सजीवव्यक्तिम् अधिकृत्य कदापि चित्रं कर्तुं न शक्तं परं तत् क्रोडीकरणविषयः तदा तदनन्तरं तस्य विषयचिन्तनं तद् सर्वं सर्वस्य बहु सम्यक् आसीत् तस्य अनुभवः अहं सदा स्मारं स्मारं मम जीवनं यापयामि